मम इष्टतमानि बैक्यानानि हीरो डुगाटि बुगाटि रायल् एनफ़ील्ड् स्प्लेण्डर् अपाचे इति सन्ति मत्समीपे अधुना यानं नास्ति यतोऽहि अहं छात्रः अस्मि अतः बहिः पठनार्थं प्रकोष्ठं स्वीकृत्य निवसामि विश्वविद्यालयात् प्रकोष्ठः समीपः एव वर्तते अतः तस्मै यानं न अपेक्ष्यते मम ड्रीम् बैक् रायल् एनफ़ील्ड् इत्यस्ति यतोऽहि तस्य मैलेज् बहुसम्यक् वर्तते तस्य रूपम् अपि सुन्दरं वर्तते यदा अहं तत् चालयामि तदा मनसि प्रसन्नता जायते